अहं तावत् प्राधान्येन वाय्स् काल् एव उपयुन् उपयुनक्ष्मि आधिक्येन बहवः बहवः जनाः अपि वाय्स् काल् एव वाय्स् काल् द्वारा एव भाषणं कुर्वन्ति वीडियो काल् तावत् बहवः न कुर्वन्ति वीडियो काल् तावत् बहु न्यूनं सर्वत्रापि न्यूनमेव एकं तु वीडियो काल् इत्युक्ते सम्यक् तेभ्यः अहं यथा दर्शेयम् अथवा ते मह्यं यथा दृश्येयुः ते तेषाम् अलङ्कारो वा दृश्येत इत्यतः वीडियो काल् क्रियते परन्तु आधिक्येन यस्मिन् कस्मिञ्चित् समये अपि काल् कर्तुं मनः भवति उत किञ्चित् कार्यं भवति तस्मात् कारणात् आधिक्येन बहवः वाय्स् काले एव कुर्वन्ति अहमपि वाय्स् काले एव अधिकं उपय् उपयोनज्जमि उपयुनज्मि एवं अहं तावत् दूरवाण्यां अधिकं नाम अर्धघण्टां यावत् काश्चन क्रीडां क्रीडामि नो चेत् किञ्चित् गूगल् द्वारा या मम इच्छा विषया भवति ताम् अहं पश्यामि